द्विसहस्रतमे वर्षे जेनेवरिमासस्य एकादशदिनाङ्कः एकाधिकद्विसहस्रतमे वर्षे मार्च्मासस्य अष्टादशदिनाङ्कः पञ्चाधिकद्विसहस्रतमे वर्षे सितम्बर्मासस्य पञ्चदशदिनाङ्गः अष्टाधिकद्विसहस्रतमे वर्षे मार्च्मासस्य एकविंशतिदिनाङ्कः दशाधिक एकसहस्रतमवर्षस्य वर्षे अक्तोबर्मासस्य नवदशदिनाङ्कः